ब भवान् कुत्र गच्छति अधुना एवं वा यानं तत्र मार्गात् अन्ते स्थापयतु ह किमर्थमित्युक्ते भवतां कृते हेल्मेट् अस्ति वा न अस्ति वा एतत् ऐ एस् ऐ मार्क् कर् नास्ति खलु यस् ऐ मार्क अस्ति वा हेल्मेट् कृते अस्तु वा पश्यतु एकवारं प्रदर्शयतु पश्यामः दर्शयामि भवतां कृते चालन अनुमतिरस्ति वा ड्रैविङ्ग् लैसन्स् अस्ति वा तर्हि तत् पेनाल्टि दातव्यं भवति ख लु अधुना तत्तु गृहे प्रदर्शनार्थं तदा शोकेस् मध्ये स्थापयितुं न शक्यते खलु भवतां निकटे एव भवितव्यं खलु तत्तु एतद् यानस्य पू पूर्तिः एतद् अस्ति वा डी एल् अस्ति वा तत् दृ पश्यतु दृ दर्शय एकवारं पश्यामः तर्हि भवान् अनृतं व वदति इति चिन्तयामि अहम् यदि मोबैल् मध्ये अपि नास्ति भवतां निकटे अपि नास्ति तर्हि नास्ति एव भवतां कृते एतद् चौर्यं कृत्वा आगतमिति चिन्तयामि अहं कथं विश्वासः भवितव्यः खलु भवताम् इति किमपि दर्शयतु नाम यानस्य धूमपरीक्षा कृतं वा एम्शन् ट ेस्ट् कुत्र कुत्र अस्ति तदपि गृहे यानस्य इन्शुरेन्स् अस्ति वा आरक्षणकवचम् कुत्र प्रदर्शयतु एवं चेत् भवान् शिक्षकः अन्येषां कृते पाठं पाठयन्नस्ति एवं कृते चेत् किं वदामः इति भवान् एव सूचयतु सत्यं धन्यवादः आगच्छतु परिसरः समयसमाप्तः